उत्तमं छायाचित्रं स्वीकर्तुम् अस्माकं समीपे उत्तमं केमरा अस्ति चेत् एव भवति नो चेत् सामान्य केमरा स्वीकृत्य अहम् उत्तमं छायाचित्रं करोमि इति मनसि अस्ति चेत् तत् न भवति एव अतः एकं नूतनं नूतनम् इति न सम्यक् केमरा अस्ति चेत् एव भवति अहं मम समीपे कोपि पृच्छति चेत् केनोन् इत् एका कम्पनी अस्ति तेषाम् ई ओ एस् वन् फैव् डबल् ज़ीरो डि इति एकं मोडेल् अस्ति नो चेत् एय्ट् फैव् ज़ीरो डि डि एस् एल् आर् इति अन्यः एकं माडल् अस्ति तद् यदि स्वीकरोति चेत् लक्षात्रयः पर्यन्तं तस्य मौल्यम् अस्ति तद् यदि स्वीकृत्य अनन्तरं लेन्स् अपि लभ्यते लेन्स् अपि स्वीकृत्य तत्र तत् योजयित्वा अनन्तरं हस्ते गृहीत्वा यदि वयं छायाग्रहणं कुर्मः चेत् सम्यक् न भवति अतः एकं स्टाण्ड् अपि स्वीकृत्य तस्य उपरि केमरा स्थापयित्वा यदि वयं सम्यक्ततया यदि वयं छायाचित्रं स्वीकुर्मः चेत् सम्यक् एव आगच्छति अतः किञ्चित् तत्र धनव्ययं भवति परन्तु सम्यक् छायाचित्रं श्वीकर्तुं वयं शक्नुमः